हरि ओम् का नमस्ते का वदति अस्तु अहं मानवः मम नाम मानवः अस्ति भवती किम् इच्छति

अस्तु अस्तु समीचीनं आमाम् अवश्यं कर्तुं शक्नुमः मम कार्यं तदेव अस्ति अहं पूर्वं बहूनां संस्थानां कृते एतत् लघुचिह्नं निर्मितवान् ह भवती तत्र चिह्ने किं किम् इच्छतीति कृपया वदतु मुद्राः सत्यं सत्यं

आमाम् अवश्यं अवश्यं आमाम् तथैव तथैव कुर्मः भगिनी किमपि सूक्तिमपि लेखितुं शक्नुमः भवती इच्छति वा

अवश्यं अवश्यं भवती कृपया अनन्तरं सूचयतु अहमपि चिन्तयामि यदि किमपि स्फुरति तर्हि अहं वोट्सेप् माध्यमेन भवती प्रेषयामि

सत्यं सत्यं आम् अहं चिन्तयामि वयं रक्तवर्णेन लेखितुं शक्नुमः पृष्ठे तू श्वेतवर्णः भवेत् चिह्नस्य वर्णः रक्तः भवितुमर्हति भवती किमपि अन्यत् चिन्तयति चेत् तदपि कर्तुं शक्नुमः

आं तर्हि अहम् एवं करोमि द्वित्रि चिह्नानि रचयित्वा भवत्यै प्रेषयामि अनन्तरं भवती चयनं करोतु किमपि परिवर्तनं आवश्यकं अस्ति चेत् तदपि कुर्मः दिनद्वयानन्तरं प्रेषयितुं शक्नोमि अवश्यं भगिनी शुभं भवतु धन्यवादः